मार्च् मासस्य चतुर्विंशतिदिनाङ्कः टुतौसेण्डट्वेण्टित्रि जनवरि मासस्य षोडशदिनाङ्कः टुतौसेण्ड्सेवेन् नवेम्बर् मासस्य सप्तमदिनाङ्कः नैन्टीन् सेवेण्टिवन् फेब्रवरि मासस्य सप्तविंशतिदिनाङ्कः टुतौसेण्ड्त्रि आगस्ट् मासस्य त्रिंशत् दिनाङ्कः नैन्टीन् सवेण्टिसिक्स्